महाविद्यालयस्य परिचितः कालिदासविश्वविद्यालयस्य कुलगुरुः डाक्टर् विजयकुमारमीनन् महोदयः उत्तमं कार्यं कृतवान् तैः बहूनि कार्याणि करणीयानि आसन् संस्कृतभारत्याः प्रान्तमन्त्री इति दायित्वं सः भूषितवान् स्पर्धायाः आयोजनं संस्कृतं ये पठन्ति तेषां कृते बहूनि महत्वपूर्णानि कार्याणि सः कृतवान् तेषां कृते विशेषवर्गाणाम् आयोजनं संस्कृतभारत्याः सम्भाषणशिबिराणाम् आयोजनं कालिदासजयन्ती गीताजयन्ती कार्यक्रमाः सह आयोजितवान् स्पर्धायाः आयोजनं च तथा च शास्त्राणां स्पर्धा छात्राणां वर्धनार्थं बहूनि कार्याणि सह कृतवान् उत्तमं कार्यं सः कृतवान् इति अहं चिन्तयामि तथा च तैः सह मेलनम् इत्युक्ते मम महत्भाग्यम् अस्ति इति अहं चिन्तयामि इदानीं सह महोदयः उज्जैन्याम् कुलगुरुः इति पदं भूषणं कृतवान् तत्रापि तस्य महत् कार्यं प्रचलति एव इदानीं वयं पश्यामः सः नागपुरमध्ये बहू कार्यं कृतवान् तथा च महत्वपूर्णं कार्यं तस्य आसीत् इति अहं चिन्तयामि अतः सः उत्तमः इति मन्ये